मम प्रदेशः अस्ति राजस्थानप्रदेशः अस्य प्रदेशस्य विशेषविन्यासः वर्तते मस्तके उपरि उष्णीषः पुनः करांशकः अधः धौतवस्त्रञ्च अहं प्रायः तु न तत्र वस्त्रं धारयामि किन् किन्तु विशेष अवसरो भवति यदास्माकं ग्रामे अथवा भारतीय अस्माकं किं गृहे किमपि कार्यक्रमः भवति तर्हि तस्मिन् समये अहं धारयामि